हरिः ओम् नमस्ते सर्वाणि पुस्तकानि उपलभ्यन्ते किम् आवश्यकं किं पुस्तकम् आवश्यकम् हा पुस्तकस्य नाम वदन्ति चेद् अहं दृष्ट्वा वदामि भवती कृपया पुस्तकस्य नामानि वदन्तु किं व्या ल किं व्याख्यानं आवश्यकम् हा विशिष्टं व्याख्यानं किम् इति अहं पश्य अहं ददातु इतोपि कति अस्ति आ आ

एतत् हा विशः कठोपनिषत् मम स्टोक् मध्ये नास्ति अहं रिस्टोक् कृत्वा वदामि भवत्याः कृते

हा किरातः किरातार्जुनीयम् अस्ति कति पुस्तकानि आवश्यकं फ़ोर् चत्वारि दश पुस्तकानि आवश्यकम् ह हा अस्ति अस्ति मम स्टोक् मध्ये कठोपनिषत् नास्ति तदेव अहं रिस्टोक् कृत्वा भवत्याः कृते वदामि भवती कृपया वैट् करोतु अहं काल् अहं काल्कुलेट् कृत्वा सूचयिष्यामि भवती शनिवासरपर्यन्तम् आगच्छतु चेद् आगच्छति चेद् अहं सर्वाणि पुस्तकानि पेक् कृत्वा ददामि एकं खण्डमावश्यकम्

धन्यवादः धन्यवादः